अधुना छायाचित्र विस् छायाचित्रस्य विषये किञ्चित् वक्तुम् इच्छा तत्र अधुना यथा अस्माभिः दृश्यते छायाचित्रस्य प्रवीणः बहवः जनाः भवन्ति तत्र विशिष्य युवकाः युवत्यः तत्र छायाचित्रस्य दर्शनार्थं गच्छन्ति बहवः वस्तुतः तत्र यानिमेशन् एवञ्च ग्राफ़िक्स् इत्यादिकं तत्र गुरुत्वपूर्णं भवति इम्पोर्टेन्स् भव तत्र अधिकं भवति यथा तत्रेकं चित्रम् आगतम् अवतार् इति अवेटर् इति एकं चित्रम् आङ्ग्लचित्रमस्ति तत्र सद्य तत्रैव बहु ग्राफ़िक्स् इत्यादिकं योजितमस्ति अनिमेशन् इत्यादिकं योजितमस्ति अतः जनानां तत्र एव नाम इच्छा तत्र द्रष्टुम् इच्छा भवति किमर्थम् इति तद्द्रष्टुम् इच्छा भवति तत्र ग्राफ़िक्स् अधिकमस्ति तत्र अनिमेशन्स् अधिकम् अधिकानि सन्ति इतः ततः एव आदौ तु तथा ग्राफ़िक्स् अनिमेशन्स् इत्यादिकं किमपि न आसीत् तदा तु याक्टिङ्ग् नाम अभिनयः अभिनयः एव मुख्यः मुख्यः आसीत् तत्र नाम किमपि काल्पनिकता दर्शयितुं स्थानमेव न आसीत् तत्र अरिजिनल् यद् अस्ति नाम यद् तद् किमपि काल्पनिकं यद् नास्ति तदेव प्रधानमासीत् तदेव याक्टिङ्ग् एव प्रधानमासीत् अभिनयमेव प्रधानमासीत् अधुना तु सर्वं ग्राफ़िक्स् अनिमेशन् इत्यादिकं योजितमस्ति अतः काले अपि तदेव अग्रे न वर्धयति चेत् जनाः तत्र न भव प्रभविष्यन्ति अतः याक्टिङ्ग् यदादौ आसीत् याक्टिङ्ग् एव मुख्यं तदेव मुख्यं भवतु इति मम मनसि इच्छा वर्तते यतोऽहि क्लासिकल् चित्रम् एवञ्च तद् बहुत्र स् सीज् चानल् इत्यादीषु चानल् इत्यादीषु सिर्ज् इत्यादिकं दर्शयति तद् बहु इष्टं भवति जनानाम् अधुना किमर्थम् इति तत्र बहु अधिकं यानिमेषन् ग्राफ़िक्स् इत् इत्यादिकं न योजितं वस्तुतः सर्वेषां नाम तत्र चोयिस् समानं न भवति तद् किं भवति केचन जनाः केचन जनाः भवन्ति तेषां ग्राफ़िक्स् अवेष्टं भवति केचन जनाः भवन्ति तेषाम् अनिमेशन् अविष्टं भवति बहुनां तु याक्टिङ्ग् अवेष्टं भवति अतः ते क्लासिकल् मूवी प्रति प्रति गच्छन्ति अतः चित्रग्राहकस्य अधुना मनसि अपि तथैव वर्तते नाम जनानां आकर्षणं भवेदेव तद् चित्रम् अतः तादृश मनसि तादृशी मनसि धिया एव तत्र ग्राफ़िक्स् अनिमेशन्स् इत्यादिकं कारयन्ति केवलं याक्टिङ्ग् एव मुख्यम् इति ते न दर्शयन्ति